नमस्ते मया रेमण्ड्स् तः एकं ब्लेसर् स्वीकृतमस्ति तदत्यन्तं सम्यगस्ति तस्य मूल्यमपि बहुन्यूनं यतः अन्यत्र वयं स्वीकुर्मश्चेत् बहु अधिकं धनं भवति तथापि क्वालिटि यदस्ति तत् तावत् सम्यक् न भवति किन्तु मया यत् स्वीकृतं तस्मिन् क्वालिटि बहुसम्यगस्ति धनस्यापि मूल्यं बहुसम्यगेव अस्ति तथैव अस्य वर्णः नीलवर्णः मम बहु इष्टः जातः तस्यापि वर्णस्य डिसैनिङ्ग् इत्यादि बहुसम्यगेव अस्ति तथैव मया यत् सैज़् उक्तमासीत् तदेव आगतमस्ति तत् फ़िट् अपि बहुसम्यक् कम्फ़र्ट् फिट् अस्ति बहु उत्तममस्ति एवं तस्य क्वालिटि यदस्ति वस्त्रस्य समीचीनता अस्ति बहु उत्तमं वस्त्रं तैः स्थापितं तस्मात् इदम् अग्रे भवद्भिः अपि स्वीकर्तुं शक्यते उत्तमम् अस्ति